हलो नमस्ते हा वदतु अ अ किं यानम् बैक्यानं वा हा अस्तु अद् बड्जट् किम् अस्ति

किमपि स्पेसिफ़िक् आवश्यकं वा पनी सेकेण्ड् हाण्ड् एव एतद् धने प्राप्यते यानं प्राप्यते सेकेण्ड् हाण्ड् एव प्राप्यते नूतनं यानं नूतनं यानं न प्राप्यते नूतनं यानं वा आ आ एकम् एकम् वन् लाक् दाश अस्ति अतः फ़िफ़्टि तौसण्ड् अपि अस्तु अस्तु अस्तु फ़िफ़्टीन् तौसण्ड् नास्ति अस्ति वा अस्ति किल फ़िफ़्टीन् तौसण्ड् हा फ़ि आनीतुं शक्यं हा दातुं शक्यते वा हा फ़िफ़्टि तौसण्ड् आ नूतनं फ़िफ़्टि तौसण्ड् दातुं शक्यते वा फ़िफ़्टि फ़िफ़्टि फै फ़ै जिरो दातुं शक्यते वा कीदृशं यानम् आवश्यकमिति वदति चेत् अहम् एकवारम् अपि वदतु सम्यक् न श्रूयते

हलो आ आ वदतु एकवारमपि सम्यक् न श्रूयते आ एकम् वर्णः कः वर्णः रक्तवर्णः वा आम् अहम् अन्येषां वदामि स्पीड् आ आ वदतु ए आ ओ अस्तु आ ओके अन् अहम् अन्येषु वदामि आ धन्यवादः